सम्यक् गीतं भवति सङ्गीतम् आलौकसङ्गीतं द्विभागत्वेन विभज्यते उत्तरसङ्गीतम् एवं दक्षिणसङ्गीतम् इति च भारतीयसङ्गीते अपि एव विभागाः सन्ति उत्तरसङ्गीतं दक्षिणसङ्गीतम् इति उत्तरसङ्गीतेषु एकं भवति हिन्दुस्थानी सङ्गीतम् एवं दक्षिणसङ्गीतेषु एकं भवति कर्नाटकीय सङ्गीतं च भरतमुनिः तस्य नाट्यशास्त्रे सङ्गीतमधिकृत्य विपुलतया उक्तं भवति भरतमुनेः नाट्यशास्त्रम् अलङ्कारशास्त्रेषु एवं सङ्गीतशास्त्रेषु प्रथमः ग्रन्थः भवति प्रथमः ग्रन्थः आसीत् रागः तालः पदाश्रयं भवति सङ्गीते विभिन्नाः रागाः सन्ति सङ्गीते श्रीरागम् इत्यादयः रागाः सन्ति तालाः अपि विभिन्नाः सन्ति आदि तालः एवं सप्तस्वराः सन्ति सङ्गीते स्वराः सा री ग मा पा ध नि सा एवं भवति षड्जं वृषभं गान्धारम् मध्यमम् एवं भवति निषादमेव भवति सप्तस्वराः नाट्यशास्त्रं सङ्गीतशास्त्रस्य ग्र ग्रन्थः भवति कर्नाटकीय सङ्गीतमपि श् भारतीयशास्त्रीयसङ्गीते प्राधान्यमर्हति प्राधान्यमर्हति च अनवधि छात्राः सङ्गीतम् अभ्यस्तुम् आग्रहेण सङ्गीतालयेषु सङ्गीतकेन्द्रेषु गत्वा भारतीयसङ्गीतम् अद्यापि पठन्ति स्म